अहं सामान्यतया उत्तमं छायाचित्रं ग्रहीतुम् एकम् अस्माकं ग्रामस्य ग्रामे अस्माकं ग्रामे एकं टेम्पल् अस्ति तस्य नाम भवति बसवेश्वर टेम्पल् इति तत्र छायाचित्रं गृहीतुम् पार्क् अस्ति तत्र उद्यानं वनम् अस्ति तत्र गत्वा अहं छायाचित्रं स्वीकर्तुं बहु उत्सुकः किमर्थम् इत्युक्ते तत्र अनेकाः वृक्षाः व अनेकानि पुष्पाणि व अनेकानि पुष्पाणि अन्य जातीय पुष्पाणि अन्यजातीय वृक्षाः सन्ति तत्र छायाचित्रम् अत्यन्तं सम्यक्तया वा अत्यन्तं सम्यक्तया आगच्छति अतः तत्र बसवेश्वर टेम्पल्मध्ये पुनः तत्र शिलाखण्डेन निर्मितम् देवस्थानम् अपि अस्ति तत् बहु वो सम्यक्तया बहु सहस्रवर्षात्पूर्वमेव तत् कृतवन्तः तत्र बहु सम्यक् सम्यक्तया तत्र कार्यं कार्यं कृतवन्तः तद् मन्दिरम् बहु सम्यकस्ति तत्र अहं छायाग्रहणं कर्तुं छायाचित्रं ग्रहीतुं गन्तुं बहु उ उत्सुकः पुनः अहं तत्र गन्तुम् इच्छामि